सिद्धाशास्त्रम् आयुर्वेदस्य एतयोः द्वयोरपि प्रायः सादृश्यमेव दृश्यते परन्तु एतयोः कश्चन भेदः अपि ज्ञायते सादृश्यं नाम उभयत्रापि दोषत्रयस्य कल्पना वर्तते तदाश्रित्य एव उभयत्रापि तत्र रोगनि निवारणादेः वर्णनं विहितम् अस्ति मूलं तत्र भेदः कः इत्युक्ते सिद्धाशास्त्रे वातपित्तकफाः इत्येतेषां प्राधान्यं बाल्ये यौवने वार्धक्ये च क्रमेण भवति परन्तु आयुर्वेदशास्त्रे कफपित्तवाताः इत्येतेषां प्राधान्यं क्रमेण बाल्ये यौवने वार्धक्ये च भवति इति अयं मूलम् एकः भेदः वर्तते अपरोऽपि भेदः कदाचित् दृश्यते यत् सिद्धाशास्त्रं प्रायः शरीरात्मनोः शक्तेर्वाधक्ये स्वकीयम् अवदानं ददाति परन्तु आयुर्वेदशास्त्रं रोगोपशमनाय औषधिमाध्यमेन व्यायाममाध्यमेन च मलक्षयमाध्यमेन च तत्र रोगोपशमनस्य कार्यं पश्यति एतदपि भेदमिदानीं वयं ज्ञातुं शक्नुमः